वैदिकसाहित्यस्य अध्ययनं मया कृतं तद्विषये वक्तव्यं चेत् वेदाः चत्वारः सन्ति ऋक् यजुः साम अथर्व इति नाम्ना तेषु वेदेषु प्रायः देवतानां स्तुतिः यागानां वैशिष्ट्यम् अथवा यागानाम् आचरणपद्धतिः एवं देवतास्तवे प्रकारभेदेन गानादिकं तथैव भूतोच्चाटनादि कर्मादिकमपि वेदेषु प्रायः उक्तमस्ति तथैव वेदे भेद् तत्र यः भेदः अस्ति उपनिषदिति तस्मिन् अस्माकं मरणानन्तरं किं भवति अथवा अस्माकं आत्मनः का गतिः भवति इत्यादीनां विषये अपि अत्यन्तं विस्तरेण विचारः प्रस्तुतः अस्ति तथैव वैदिकसाहित्ये केवलम् एषः एव विचारो न किन्तु वेदानां यानि अङ्गानि सन्ति तेषु वेदोक्तमन्त्राणाम् उच्चारणार्थं का पद्धतिः आश्रयणीया कथं तस्य उच्चारणं भवेत् तत्र का वैज्ञानिकता इत्येवं विचाराः प्रस्तुतास्सन्ति यथा शिक्षा ग्रन्थः वर्तते तस्मिन् शिक्षा ग्रन्थे उच्चारणस्थानानां विषये अत्यन्तं स्पष्टतया विचारः कृतः फोनेटिक्स् इति यद् अस्माभिः उच्यते अधुना तादृशाः विचाराः अस्माकं वैदिकवाङ्मये प्रचुरतया लभ्यन्ते तत्र अन्येपि विचाराः वैदिकसाहित्ये अध्ययनार्थं सन्ति मया वैदिकसाहित्यस्य अध्ययनं सम्यगेव कृतं